हरिः ओम् किं भो महोदय कुशलः वा हा भवान् कुत्र अस्ति इदानीम् विजयपुरनगरे अहमपि विजयपुरनगरे एव अस्मि भवतः वार्ता एव नास्ति खलु मम मम गृहे आश्रमे तत्रैव भवामि महोदय हा भवतः परिवारजनाः कथं सन्ति मैसूरे आं संस्कृतकार्यमपि कुर्वनस्ति वा विस्मृतवान् वा

ओ एवं वा के के गच्छन्तः सन्ति हा अन्य वा रजपुत्महोदयेन सह गच्छति चेत् सम्यक् भवति स्म खलु प्रयागराजं गतवान् वा रजपुत्महोदयः ह हा परन्तु भवतः भोजनव्यवस्था कथमस्ति भो तत्र

आम् सत्रे कति छात्राः भागं गृह्णन्ति

परन्तु द्विशतजनः छात्रेभ्यः मा पाठयतु काञ्चन ये आसक्ताः सन्ति तेषां कृते एव पाठयतु भो भिन्ना भिन्नकक्षां प्रति स्वीकृत्य पाठयति वा कतिदिनपर्यन्तं पाठयति हा अवकाशं मिलति चेत् अहमपि आगच्छामि एकवारं मामपि आह्वयतु हा तत्र तत्रत्य व्यवस्थाः कथमस्ति दृष्ट्वा एव सूचयतु अग्रे भवान् कुत्र गच्छति सत्यम् सत्यम् अहमपि कनेरि मठं निश्चयेन आगच्छामि महोदय माम् अपि नयतु तत्र ह सम्यक् पाठयतु शिक्षकाः च छात्राः दृढाः भवेयुः हा भवतां संस्कृतकार्यं सर्वत्र प्रचारः भवेत् अस्तु धन्यवादः पुनर्मिलामः